आम् अहं एलेक्ट्रिशिन् अस्ति आम् हा अहं सायङ्काले पञ्च पञ्चवादने अहं श्वः भवत्याः गृहे आगत्य आ अद्य अद्य सायङ्काले पञ्चवादने अहं आग आगच्छामि

भवान् बवाना अहम् अहमागच्छामि चिन्ता भवान् चिन्ता मास्तु अहम् एकः स्यूतः अहम् हा वेगनं स्वी स्वीकरोमि अस्तु अस्तु अस्तु अस्तु ओके धन्यवादः